भारते वस्तुतः सर्वाणि राज्यानि तु मम इष्टतमं किन्तु तत् सर्वेषु यदि वयं वदामः चेत् कश्मीर राज्यं जम्मुकाश्मीर् यत् वयं वदामः तर्हि तु म मइष्टतमं राज्यं किमर्थम् इत्युक्ते अस्माकं यदि कश्मीरस्य वयं प्रवासः यदि कुर्मः चेत् अत् अस्माभिः कुत्रपि अन्येषु यूरोप् द् तत्र आङ्ग्लदेशेषु यूरोपियन् कण्ट्रीस् यं वदामः अन्ये अपि रषिया इत्यादि यानि सर्वानि अन्यस्थानानि सन्ति तत् अपेक्षया निसर्गसौन्दर्यं यत् कश्मीर राज्ये दृश्यते वयं पश्यामः तादृशनिसर्गसौन्दर्यं कुत्रपि न दृश्यते तत्र महान् आलयः सन्ति महान् तत्र सृष्टिसौन्दर्यमसि बर्फस्य भूमिः अस्ति हिममस्ति यानि कानि क्रीडा किं क्रीडाः किं कीडा क्रीडकानि सन्ति क्रीडा क्रीडाप्रकारः सन्ति तानि सर्वानि क्रीडाप्रकारः अपि तत्र वयं कर्तुं शक्नुमः तत् भूमिः एतस्य सन्तस्य भूमिः कश्मीर्भूमिः तर्हि केशरस्य भूमिः केशरिति यत् प्रमुखं तत्र आयुर्वेदे अस्ति द्रव्यं तस्य निर्माणस्य भूमिः तर्हि महान् तत्र ग्रन्थकारः तत्र कश्मीर्तः एव न आगतः संस्कृते यत् महान् ग्रन्थः निर्मितः अभवत् आरम्भे सर्वारम्भे तत् कश्मीर्तः एव आरम्भम् आम् अभवत्